मया तत्र बेन्गळूरुनगरे तत्र रजराजेश्वरिनगरं गन्तुं ऊबर् बुक् कृतमासीत् तत्र भवान् कियद्धनं स्वीकरोति अहं तत्र च बव भवतः कृते गूगल् पे द्वारा कर्तुं शक्नोमि वा अथवा यु पि ऐ ऐ डि मध्ये वा अथवा फ़ोन् पे करोमि वा भवान् कीदृशं धनं स्वीकर्तुं इच्छति एतावत् दूरं वस्तुतः न गन्तव्यम् आसीत् पृष्ठतः एव मां त्यजतिस्म चेत् अलम् भवतिस्म तस्य कृते पुनः अधिकं धनं स्वीकरोति चेत् आटो यानेन न्यूनं भवति स्म भवान् तु दूरमपि आनीतवान् मया इदानीं पु पुनः चलित्वा गन्तव्यम् अपि भवति अतः भवान् किंचिदेव धनं स्वीकरोति चेत् ममापि उत्तमम् भवतः कृते अपि उत्तमम् भवति अतः पश्यतु किं करोति इति चिन्तयतु